मया स्वपादपानाम् उत्तमस्वास्थ्याय मम पत्न्याः मार्गदर्शनं स्वीक्रियते सा स्वपादपानां यथा उत्तमस्वास्थं भवति तथा प्रयासं करोति कथं तत्र उत्तमस्वस्थ्याय मा तत्र परिकल्प्यते इति चेत् वृक्षस्य प्रतिदिनं तत्र वृक्षस्य उपरि जलं स्थाप्यते पुनः वृक्षे जैवपदार्थाः यथा गोमयं एवं केचन जैवपदार्थाः सन्ति ते अत्र वृक्षस्य अधः स्थाप्यन्ते पुनः यत्र अधः यदि वृक्षः स्थाप्यते तर्हि छागोलाः वा अन्ये प्राणिनः वा तत्र तत् भक्षयितुम् अपि आगच्छेयुः तस्मात् स्वपादपस्य पार्श्वतः लोहनिर्मितं जालं दीयते तेन किं भवति तेषामपि न भवति तत् एतत् सर्वं पत्न्या क्रियते पुनः पत्रस्य छिन्नं यथा न स्यात् पुनः अन्यस्य बालः नाम अन्येषां बालकानां यदा क्रीडनं चलति तदा कन्दुकं यथा अत्र न आगच्छेत् तथा किञ्चित् भित्तिवत् किञ्चित् स्थाप्यते अथवा मध्ये मध्ये गृहस्य उपरि अपि स्थाप्यते तद् लघुलघुवृक्षाः यत्र भवन्ति पादपाः भवन्ति तेषां तत्र उपरि अपि स्थापनं क्रियते मृत्तिका मृत्तिकायां तत्र एवं कृत्वा कृत्वा तया स्वपादपानां सम्यक्तया रक्षणं क्रियते तस्मात् तस्याः मार्गदर्शनं मया स्वीक्रियते